यत् कूलर् अहं क्रीतवान् तत् इदानीमेव भग्नम् अस्ति एवं च गृहे तत्र स्थापयितुमपि योग्यं नास्ति बहुध्वनिं करोति एवञ्च विद्युद्व्ययः अपि अधिकतया भवति तत्र वाता प्रेषणमपि बहुसम्यक् न भवति विशिष्य घर्मकाले तु अयोग्यं एव एतद् अस्ति